मम इष्टतमं पुस्तकम् अस्ति रामायणं महाभारतम् आदि तत्र रामायणं महाभारतम् आदिग्रन्थानां पठनेन मम मनः तु सन्तुष्टं भवति इतोऽपि रामायण आदि ग्रन्थानां पठनेन व्यावहारिकं ज्ञानं ज्ञातुं शक्यते अस्माकं अग्रजेन सह कथं व्यवहारः व्यवहारः करणीयः पित्रा सह मात्रा सह मित्रेण सह कथं व्यवहारः करणीयः तद् प्रेषणाय तु तु वयं रामायण आदिकं गन्थस्य माध्यमेन प्राप्तुं शक्यन्ते तदर्थं तद्विषये तु चलच्चित्रं द्रष्टुम् इच्छामि